मम प्रदेशे ऐतिहासिकं देवालयमेकं वर्तते चौडेश्वरीदेव्याः विशिष्टं भूप्रदेशं च वर्तते तत् तत्र सर्वैः गन्तुं शक्यते पूर्वमेव अनुज्ञा प्राप्तव्या इति नास्ति परन्तु यदि प्राप्यते तर्हि उत्तममेव न प्राप्यते चेदपि देव्याः दर्शनं तु भवत्येव समान्यतः जनाः समययापनार्थं पर्वतारोहणं कर्तुं गच्छन्ति अथवा स्वसम्बधिकानां गृहं गच्छन्ति अथवा मित्रैः सह सम्भाषणं कर्तुं इच्छन्ति अथवा देवालयं गच्छन्ति पुस्तकपठनं कुर्वन्ति एवं अथवा स्वपुत्रैः अथ अथवा अन्ये केचन वदन्ति इति कृत्वा क्वचित् अटनार्थं वा गच्छन्ति एवं समययापनं समान्यतः जनैः क्रियते